हलो अहं श्रीलता इति डोमिनोस्तः पिज्जा आर्डर् कृतवती अहं चीस्ड् पिज्जा आर्डर् कृतवती आसीत् किन्तु मम कृते अन्यदेव आगतम् अस्ति मश्रुं पिज्जा अतः तद् चेञ्ज् कुर्वन्तु अथवा मया यद् अर्पितं धनमस्ति तस्य धनं तस्य प्रत्यर्पणं वा कुर्वन्तु